अहं प्रतिदिनं प्रभाते सूर्योदयस्य प्रागेव उत्थाय सम्मर्जनं करोमि गृहं परितः क्षेत्राणि तदनन्तरं जलं जलसेचनं करोमि तत् तदर्थं बहुशः क्षेत्रं स्वच्छम् एव भवति तदनन्तरं कदाचित् शिशिरऋतुकाले शुष्कपत्राणि पतन्ति वृक्षात् तत्समये तत् शुष्कपत्राणि सञ्चयनं कृत्वा अहं तस्य पत्राणि तानि पत्राणि दहनं करोमि करिष्यामि तद्द्वारा गृहं परितः विद्यमानानि क्षेत्राणि स्वच्छानि भवन्ति इति मन्ये